वित्तकोषद्वारा बहुविधानि कार्ड् तेषां उपभोक्तॄणां कृते यच्छन्ति तत्र डेबिट् क्रेडिट् विसा रूप्ये इत्यादयः बहु बहूनि सन्ति डबिट् कार्ड् नाम येषां धनं वित्तकोषे अस्ति तद्धनं स्वीकर्तुं डबिट् कार्ड् स्वी स्वीकरोति क्रेडिट् कार्ड् इत्युक्ते लोण् रूपेण धनं स्वीकर्तुं क्रेडिट् कार्ड् अस्ति येषां धनं वित्तकोषे नास्ति तेषां कृते तात्कालिकरूपेण किञ्चित् धनं वित्तकोषद्वारा यच्छन्ति अनन्तरं तत्र मास्टर् विसा रुप्पे इत्यादयः विभिन्नरूपेण डेबिट् कार्ड् सन्ति तद् एवमस्ति तस्य प्रतिदिनं यावद्धनं स्वीकर्तुं शक्यते इत्यादिकम् एवं तेषाम् आर्थिकदृष्ट्या तादृशं चिन्तनेनेव सर्वेभ्यः विभिन्नं कार्ड् यच्छन्ति मम व्यवहारे एतत् सर्वम् उप उपकरोति कार्ड्द्वारा इदानीम् आपणेषु यत् यत्किमपि वस्तुं वयं स्वीकुर्मः तत्रापि धनं दातुं शक्नुमः एवम् एतादृशेषु कार्येषु इदानीं क्याश्लेस् इति यद् अस्ति तत् तद् व्यवहाराय कार्ड् उपकारकं भवत्येव